नमोनमः आम् वदतु किं कार्यम् अस्ति आ भवती सम्यक् स्थाने एव आगतवती अस्ति अत्र संस्कृतस्य विषये बहूनि पुस्तकानि सन्ति शास्त्रस्य विषये अपि सन्ति नूतनाः ये विषयाः भवन्ति तेषां विषये अपि अत्र पुस्तकानि सन्ति भवत्याः कस्मिन् विषये रुचिः अस्ति ओ भवती किं कार्यं करोति इति वदति वा तर्हि अहं पुस्तकानां विषये परिचयं दातुं शक्नोमि हा अस्ति तत्र संस्कृते अपि पुस्तकम् अस्ति एवं च हिन्दी भाषायाम् अपि तस्य पुस्तकस्य एव टीका अपि वर्तते तद् भवत्याः कृते पठति चेत् लाभः भवति तत् स्वीकरोतु अवश्यं तद् भवत्यः कृते एकं निवेदनम् अस्ति भवती अवश्यम् आगच्छतु किं दक्षता पत्रमपि स्वीकरोति चेत् लाभः भवति तत्र आरम्भे पञ्चदशरूप्यकाणां पञ्चदशरूप्यकाणाम् एव अस्ति एकमासे पुस्तकद्वयं प्रा आरम्भे स्वीकर्तुं शक्यते ततः परं तत्र वर्धनं भवति हा अवश्यं नेतुं शक्यते ओ एकमासपर्यन्तं भवत्यः समीपे पुस्तकं भवति चेदपि क्लेशः नास्ति किन्तु पुस्तकस्य रक्षणार्थं तत्र किञ्चित् अन्यत् धनमपि स्वीक्रियते नाम पुस्तकं नष्टं न भवेत् अथवा त तस्य नाम अन्यत् किमपि तस्य विषये न भवेत् अतः स्वीक्रियते अन् अन्यथा धनमपि आम् सन्ति हा कम्प्यूटर् विषये अपि बहूनि पुस्तकानि सन्ति भवती अत्र आगच्छति चेत् अवश्यं सर्वं द्रष्टुमपि शक्नोति अन्य अपि विषयाः सन्ति नाम ऐतिहासिक पुस्तकानि एवं च अन्यत् तु अन्येषु शास्त्रेषु यानि पुस्तकानि तानि अपि भवती एकवारम् आगच्छतु अस्तु मिलामः